अहं टेक्नालजीं बहु यूस् करोमि अतः अन्यप्रान्ते गन्तव्यं चेदपि अहम् एतदेव ट्रैन् टिकेट् बुक् करणाीयं वा बस् टिकेट् बुक् करणीयं वा नो चेत् रूं बुक् करणीयं वा इत्यादिनिमित्तम् अहं टेक्नालजि एव यूस् करोमि अहं सक्षात् तत्र गत्वा अन्वेषणं करणीयं चेत् बहु क्लेशः भवति इति कारणात् अहं प्रथमं बस् टिकेत् क्रीतवती तस्मिन् सन्दर्भे अहं प्रथमं न ज्ञातवती कथं करणीयम् इति अतः गूगल् मद्ये अहं प्रश्नान् पृष्टवती कथं बुक् करणीयम् इति तत्र एकैकं सोपानमागतं कथं कुत्र करणीयं कथं करणीयं कीयान् व्ययः भवति इत्यादि सर्वमपि तत्र दर्शितमासीत् अहं तदनुगुणेन अहं बस् टिकेट् क्रीतवती ततः बस् अवरोह्य कुत्र गन्तव्यमिति अपि अहं गूगल् मेप् मद्ये एव दृष्टवती अहं पूर्वमेव रूं बुक् अपि कृतवती तद्निमित्तमपि अहं गूगल् एव यूस् कृतवती अहं वयमेकवारं तत्र गूगल् मद्ये गच्छामः सर्च् कुर्म कुर्मः चेत् दशाधिकं वा शतादिकं वा आप्षन्स् आगच्छति वयं तत्र गत्वा यतेष्टम् अस्माकं सौलभ्यानुगुनं वयं बुक् कर्तुं शक्नुमः एवं तत्र स्टेप्स् अपि आगच्छति नो चेत् रूट् अपि दर्शयति नो चेत् वयं साक्षात् अस्माकं बैक्यानेन वा कार्यानं वा स्वीकृत्य वयं स्व साक्षात् ड्रैव् कृत्वा अपि गन्तुं शक्नुमः टेक्नालजि उपयुज्य